मम प्रियं पत्रिका अस्ति माहेश्रि माहेश्रि मध्ये सर्वदा संस्कृत विषये ते एवम् सर्वदा संस्कृते विषये ते एव सूचना दीयन्ते संस्कृतं कथं वर्धनं जायते किमर्थं संस्कृत पथं पठनीयं संस्कृते भविष्यत् काः एतत् विषये ते दीयते न तु केवलं संस्कृतविषये यतोपि अस्माकं कृते साधारणज्ञानम् आवश्यकं तद्विषये तत् पत्रिका दीयते तत् परि पत्रिका मध्ये किञ्चित् मध्ये मध्ये ते आर्टिकल् अपि पब्लिष्ट् कर्तुं शक्यते तत्पत्रिकायाम् अहं द्वित्रीणि आटिकल् अपि प्रेषितवान् मम आटिकेल् अपि तत्रैव पब्लिष्ट् बि अभवत् तत् पत्रिका मध्ये अहम् संस्कृतभाषा अधीनेव मनोवैज्ञानिककार्यणि एकम् आर्टिकल् प्रेषितवान् तन्मध्ये मनोवैज्ञनिककर्यकानि कानि कानि किमर्थं मनोवैज्ञनिकं पठनीयं मनुष्यविज्ञानं मनोविज्ञानं न तु मनोविज्ञानं पठनीयं मनोविज्ञानपठः छात्रणं कृते कियत् लाभः भविष्यति तदपि तत् पत्रिका मध्ये अस्ति तत् आर्टिकल् मध्ये अस्ति मम आर्टिकल् पत्रिका मध्ये ते पब्लिश्ड् अपि कृतवान् न तु केवलं छात्राणां कृते समाजस्य कृते अपि तत् बहु उत्तमं भविष्यति तत् निमित्तं महेषिनि पत्रिा मम कृते बहु उपकारं बहुसहायता कृतवान् एतद्विहाय एव अहं वङ्गदेशीयः परन्तु पत्रिका निमित्तं अस्माकं शम् समग्रभारद्वर्षे किं प्रचलति किं भविष्यति संस्कृतविषये तद्विषये सूचना ते दीयन्ते न तु केवलं सूचना तन्निमित्तं बहवः जनाः शिक्षाशास्त्री अनन्तरं शिक्षा अचार्य अपि सहायतं कृतवान् तदर्थं तत् पत्रिका मम कृते बहुसमीचीनं बहु समीचीनमस्ति किल तदर्थम् एतत् पत्रिका अहम् एकं वर्तां वदमि एतत् पत्रिका सर्वेषां कृते बहु उपकारं भविष्यति